मम क्षेत्रमस्ति तमिळनाडुराज्ये कोय्मुत्तूर् इति कोय्मुत्तूर्नगरे धर्मक्षेत्राणि मन्दिराणि ईशायोगा अनन्तरं ब्लाक् तन्डर् इत्यादि स्थानानि सन्ति अत्र बहवः जनाः पर्यटनार्थम् आगच्छन्ति सर्वदा सम्मर्दः भवति तदपि सप्ताहान्ते यथेष्ट जनाः आगच्छन्ति तदा बस्याने महान् सम्मर्दः भवति रेल्याने अपि अन्यप्रदेशतः अन्यजनाः आगच्छन्तः भवन्ति अतः बस्यानं किञ्चित् मूल्यम् अधिकम् इति कारणात् रेल्याने गन्तुम् इच्छन्ति रेल्याने तावत् सुविधा समयानुगुणं न भवति अतः रे अधिकानि रेल्यानानि किञ्चित् मूल्यं न्यूनं कृत्वा कल्पनां सुविधां यच्छन्ति चेत् जनानां सार्वजनिकजनानां सुविधा अधिका भवति सम्मर्दमपि वयं किञ्चित् अस्माकं कन्ट्रोल् कर्तुं शक्यते इति एकः विषयः